मम इष्टतमं पुस्तकम् अस्ति भगवद्गीता तत्र अत्यन्तम् इष्टं मम द्वादशोध्यायः भक्तियोगः अपि च चलच्चित्रेषु मम इष्टतमं चलच्चित्रम् तेलुगु चलच्चित्ररङ्गेषु शङ्कराभरणम् इति तत्रापि चलच्चित्रस्थ गीतानि अत्यन्तम् मनोहराणि दूरदर्शनकार्यं कार्यक्रमेषु मम अत्यन्तम् इष्टं भवति संस्कृतसम्भाषणकार्यक्रमः केन्द्रियदूरदर्शन